मम प्रदेशे प्रधाना कृषिः भवति धान्यानि धान्यं भवति मुख्यं एतत् माध्यमेन जनाः स्वस्य परिवारमपि परिपोषयन्ति कृषकाः भवन्तु वा स्वामिनः अपि भवन्तु धान्यानि आनयित्वा तन्मध्ये परिवारमपि पस् परिपोषयन्ति इति कथनेन तद् भवति मुख्या कृषिः भवति तत् मुख्या कृषिः इति कथनेन धान्यानि आनयित्वा तद् मध्ये स्वस्य परिवारम् अपि परिचालयति पुत्रः कन्या सर्वे अपि तत् धान्यानि विक्रयं कृत्वा अपि कृषकः भवतु वा स्वामिनः भवतु धनम् आनयित्वापि पाठयन्ति पठनपाठनम् अपि व्यवस्था ततः औ उपरि निर्भरं कुर्वन्ति अतः अस्माकं उत्कलप्रान्ते प्रधाना कृषिः भवति धान्यं तत् उपरि ते अपि अपेक्ष्यन्ते एव कथं सम्यक् रूपेण तत् च् कृषिकार्यं भविष्यति अतः सम्यक् व्यवहारं कृत्वा सार इत्यादिव्यवहारं कृत्वा तत् सम्यक् रूपेण कुर्वन्ति कारणं एकवर्षे यदि वारद्वयमपि भवति यदि सम्यक् रूपेण तद् उत्पादनं न जायते तर्हि स्वस्य परिवारपोरिपोषणनिमित्तमपि कष्टम् अनुभवन्ति कृषकाः स्वामिनः अपि अतः ते तदेव व्यवहारं कृत्वा धनम् अपि उर् उपार्जयन्ति परिवारमपि परिपोषयन्ति